ओला रिक्षाचालकमहोदय अहं भवतः यानेन प्रयाणं कृतवान् इदानीं पञ्चाशत् रूप्यकाणां शुल्कः जातः किन्तु मम समीपे धनस्यूतः नास्ति अतः अहं भवते यु पि ऐ द्वारा जि पे द्वारा अथवा फोन् पे द्वारा अथवा पे टि एम् द्वारा धनं दातुं शक्नोमि वा